एतद् ओला सहायं स्थानं वा अहम् अधुना विंशतिनिमेषपूर्वम् एकं यानं बृक् बुक् कृतवती तत्र त्रिचक्रिकायानमस्ति मया तु समीपे एव गिरिनगरं नगरं प्रति गन्तव्यम् आसीत् किन्तु एतद्यानम् अधुना निमेषद्वये आगच्छति इति दर्शयित्वा विंशतिनिमेषाः अभवन् अधुना पर्यन्तम् अत्र यानं तु न प्राप्तम् अहं यदा तस्य चालकस्य कृते आहूतवती सः प्रथमवारं तु स्वीकृतवान् अनन्तरम् आम् अधुना एव स्थानम् आगच्छामि अधुना एव आरम्भं करोमि इति उक्त्वा दूरवाणीं स्थापय स्थापितवान् अनन्तरं सः तस्य स्थानं तथैव स्थगितमेव दृश्यते यत्र कुत्रापि वर्तते निमेषद्वये द्वये एव वर्तते तस्य स्थानं किन्तु न आगच्छति एव न चलति तस्य यानं पुनः यदा तस्य चालकस्य कृते अहं करोमि दूरवाणीं तदा सः न उत्थापयति अपि तर्हि अधुना मया शीघ्रं तत्र गन्तव्यं वर्तते गतं गमनस्थले प्राप्तव्यं वर्तते अतः कृपया मम यानम् एतद् यानं तु केन्सल् करोतु अनन्तरं कृपया मत्कृते नूतनं यानम् अपि प्रेषयन्तु नूतनं बुकिङ्ग् अपि करोतु यतो हि गन्तव्यस्थाने मम प्रापणम् अत्यन्तम् आवश्यकं वर्तते